मम प्रदेशः राजस्थानः वर्तते अत्र राजस्थानस्य यतः जनेषु जनेषु मुखे वयं श्रुतः कि राजस्थाने बहवः उष्णता वर्तते तर्हि अत्र एतादृशस्थितिः नास्ति तत्र सर्वत्र उष्णता वर्तते एतादृशं वयं कथयितुं न शक्नुमः कुत्रचित् बहवः ग्रीष्म ऋतोः प्रभावः वर्तते उष्णता वर्तते किन्तु सर्वत्र ग्रीष्मता नास्ति अत्र राजस्थाने सिरोहि मौण्ट् आबु उपरि यदि गच्छामः तर्हि तत्र ता बहुसम्यक् वातावरणं वर्तते वृष्टिः अपि सम्यक् वर्तते तत्र वृक्षाः अधिकाः सन्ति अन्यत् अहं तत्र सप्तवर्षपर्यन्तम् अध्ययनं कृतवान् मौण्ट् आबु गुरुकुल् मौण्ट् आबु तर्हि तत्र वायुप्रवाहः बहवः सम्यक् वर्तते वृष्टिः अपि सम्यक् रूपेण भवति एव तर्हि सः स्वर्गसदृशतमः तत्र वातावरणं अतीवशुद्धः वातावरणम् आसीत् अन्यत् अत्र जोध्पुरे मम जन्म अभवत् मम जन्मभूमिः जोध्पुर वर्तते तर्हि जोध्पुरे अपि तत्र अति उष्णता तु न वर्तते उष्णता तु अस्ति ग्रीष्मकाले अत्र बहु उष्णता भवति किन्तु रात्रौ रात्रौ अत्र इयत् उष्णता न भवति रात्रौ अत्र शीत ऋतोः सदृशः वाताय् वातावरणं भवति अत्र जनाः सम्यक्प्रकारेण निवसन्ति अन्यत् अत्र ये जनाः निवसन्ति तेषां सर्वेषां शरीरात् स्वेदः यदि बहिरायाति तर्हि ते निरोगाः भवन्ति स्वेदः अस्माकं शरीरस्य मलरूपेण बहिरागच्छति तर्हि अनेन वयं स्वस्थाः भवामः तर्हि अस्य अत्र वातावरणम् अतीव सम्यक् वर्तते अन्यत् अत्र ये कृषकाः भवन्ति ते अत्र ये पश्चिमराजस्थानतः ये जनाः सन्ति तत्र तु कृषि वृष्टि उपरि भवति यदि वृष्टिः सम्यक् भवति तर्हि तत्र कृषकाः प्रसन्नाः भवन्ति नोचेत् तत्र कर्षणं न कर्तुं शक्यते अन्यत् अत्र पूर्वराजस्थाने अत्र तु बहवः नेहरा इत्यादि सन्ति तर्हि जनाः तत्र अत्र अति वृ वृष्टि उपरि न सन्ति किन्तु अत्र राजस्थानस्य ये बहिर्तैः जनाः आगच्छन्ति ते तु एवम्प्रकारेण कथयन्ति की तत्र ये बहिर्तः ये आगच्छन्ति त तत्र इयत् उष्णता न भवति यावत् राजस्थाने भवति राजस्थाने उष्णता तु वर्तते किन्तु विविधस्थानेषु विविधवातावरणं वर्तते एकसदृशं वातावरणं नास्ति